एकदा मम पिता एकं पुस्तकम् आनीतवान् मम कृते धम्मपद् इदं पुस्तकं संस्कृतेन अस्ति यदा मया एतत् पुस्तकं पठितं तदा मम संस्कृतविषये बहु सरसता जाता मया इतोऽपि बहूनि पुस्तकानि संस्कृतभाषायां पठितानि संस्कृतभाषा अतीवमधुरा वर्तते अत्र अध्यात्मिकज्ञानं वयं बहुसुलभतया प्राप्तुं शक्नुमः मम बहुसम्यक् अनुभवः अस्ति संस्कृतभाषया सह अधुना मम पठनं पाठनं संस्कृतेन एव भवति संस्कृतभाषा मम प्रियभाषा जाता अस्ति मया एम् कोम् कृतम् आसीत् पश्चात् मया संस्कृतभाषायाः पठनं कृतम् अतः अधुना अहं बहुसम्यक् अनुभवामि यत् मया संस्कृतं गृहीतम्